आम् एकं पुस्तकमस्ति यत् पठनात् पूर्वं न तथा मुख्यम् इति अचिन्तयम् परं पठनानन्तरं बहु अरोचत तर्हि तस्य नाम ज्ञानेश्वरीग्रन्थः अस्ति ज्ञानेश्वरीग्रन्थस्य वक्ता श्रीसन्तश्रेष्ठः ज्ञानेश्वरः महाराजः अस्ति न्यानेश्वरीग्रन्थं पठित्वा मम मनः परिवर्तनं परिवर्ततं जातं तस्य पठनात् मम मनसा सद्गुरुनिष्ठा आयाति तथा च कर्मकर्तृत्वं किमस्ति व्यापकैश्वरीभक्तिः किमस्ति तस्य तत्त्वं किमस्ति एते विषयाः अहं ज्ञातवान् ज्ञानेश्वरी ग्रन्थः श्रीमद्भगवद्गीता उपरि एकं मराठीभाषा मध्ये भाष्यमस्ति ते बहु सम्यक् अस्ति तस्मिन् ग्रन्थमध्ये कश्चित् विषयस्य वैज् वैज्ञानिकरीत्या वर्णनं जातम् तेन कारणेन मम हृदये ज्ञानेश्वरीग्रन्थं प्रति बहु रुचिः उत्पन्ना जाता ज्ञानेश्वरीमध्ये जीवनस्य सारः किमस्ति तस्य वर्णनम् उत्तमरीत्या वर्णितमस्ति यदि सर्वभूतसृष्टिः ज्ञा नेश्वरीग्रन्थस्य वाचनम् अध्ययनम् अध्यापनं पारायणं करोति तर्हि तस्य कल्याणं निश्चितम् अस्ति तथा च ज्ञानेश्वरमहाराजः उत्तमरीत्या ज्ञानेश्वरीग्रन्थप्रतिपादितमस्ति तर्हि सर्वे जनाः यदि लाभं लाभं निश्चयति तर्हि तस्य कल्याणम् अभवत्